सर्वेषां जीवने तादृशप्रधाननिर्णयं स्वीकर्तव्यं भवति निर्णयः स्वीकर्तव्यः भवति तादृशसमयः मम जीवने अपि समागतः किन्तु तस्मिन् सन्दर्भे मम गुरोः उपदेशं श्रुतवान् मम पत्न्याः अभिप्रायमपि स्वीकृतवान् किन्तु व्यावहा तत् तस्मिन् सन्दर्भे स्थितप्रज्ञः एव भवेत् सर्वदा तत्र अन्यथा चिन्तयितुं न शक्यते किन्तु समस्यानां मूलोत्पाटनार्थं प्रयत्नः कर्तव्यः चिन्ता न कर्तव्या अतः समस्या निवार्यते चेत् वरं नो चेत् तस्मिन् विषये चिन्तां कृत्वा पुनः अन्या समस्या उद्भवति इत्यतः अहं तादृशसन्दर्भे स्थितप्रज्ञः भवितुमिच्छामि तादृश अभिप्रायं तु मम गुरोः सकाशात् एवं मम पत्न्याः अभिप्रायं च स्वीकृत्य अहं निर्णयं करिष्यामि